नमस्कारः महोदयः मम गृहे सप्ताह अनन्तरं कश्चनः उपनयनकार्यक्रमः अस्ति प्रायः शतजनाः भोजनार्थं आगच्छन्ति भवत् भवतां सङ्गी अ सर्वं क्रेतुम् इच्छामि महोदयः परन्तु उत्तमानि शाकानि प्रेषयितुं शक्नुवन्ति वा आ सप्ताह अनन्तरं इत्युक्ते मे मासे दशमदिनाङ्के अस्ति पर्याप्तं भगिनी अहं आ वा प्रेषयामि अ कानि कानि शाकानि कथम् आवश्यकमिति सूचयित्वा ददामि तत् सर्वं नवमदिनाङ्के एव प्रेषयतु अहो महोदयः इदानीम् एकं पुनः एकवारं शाकानि नामानि पुनः वदतु महोदय अस्तु महोदय एतद् सम्यक् एव सर्वं नवमदिनाङ्के एव प्रेषयतु

निश्चयेन निश्चयेन लिखित्वा प्रेषयामि आ अस्तु अस्तु अस्तु अस्तु महोदय आ चिन्तयित्वा मूल्यं वदतु महोदय अस्तु अस्तु धन्यवादः महोदय